गतेषु दशकेषु भारतः बहु अग्रगतिम् प्राप्नोत् यथा उद्योगक्षेत्रे यथा आकाशक्षेत्रे यथा विज्ञानक्षेत्रे इत्यादिषु क्षेत्रेषु बहु अग्रगतिं प्राप्नोत् अस्मिन् वर्षे एव सः चन्द्रे यानं चन्द्रे यानं स्थापनं कृतवान् पुनश्च संरक्षणक्षेत्रे शक्तिक्षेत्रे अपि बहु विस्फोटनं विस्फोटकादिकं निर्माणं कृत्वा बलस्य संवर्धनम् अकरोत् सम्प्रति युवानः बहु उपयोगम् उपयोगकरं कार्यं कुर्वन्ति तस्य कृते ते अवसरं अन्वेषणम् अन्वेषणं कुर्वन्तः सन्ति कथम् अन्वेषणं चेत् सम्प्रति ये यूनां पार्श्वे बुद्धिस्तु अस्ति परं तेषां पार्श्वे रूप्यकाणि न सन्ति यदि सर्वकारः रुप्यकाणां व्यवस्था तेषां कृते तेषां कौशलस्य उपयोगस्य कृते व्यवस्थां कल्पयिष्यति तर्हि युवानः इतोऽपि अन्यत् भारतस्य अग्रगतिं साधयितुं पारयन्ति एवम् अवकाशान् सर्वान् अपि युवकाः लभेयुः तेषां सः प्रोत्साहनं सर्वकारः कुर्यात् समाजः अपि तेषां प्रोत्साहनं कुर्यात् येन ते तेषां कौशलस्य उपयोगं कृत्वा कार्यं साधयेयुः